अस्माकं ग्रामे आम्बुलेन्स् वाहनस्य सौकर्यं विरलं वर्तते चेत् तत्र समस्याः अधिकाः भवन्ति निजजीवने ग्रामीणप्रदेशीयाः तत्र बहु कष्टम् अनुभवन्ति यदा यस्य कष्टं भवति अथवा अपघातः भवति तत्तत् वयं न जानीमः तस्मिन् क्षणे अनुक्षणे तत्र आम्बुलेन्स् सौकर्यं भवति चेत् तस्य जीवस्य औदार्यता अथवा जीवस्य उद्धारता भविष्यति तदर्थं सर्वत्र आम्बुलेन्स् वाहनस्य सौकर्यं सदा भविष्यति चेत् ग्रामीणप्रदेशीयाः जना जनाः बहु उत्तमं कल्पन्ते अथवा उत्तमम् अनुभवन्ति